मम पिता पठितवान् सः एम् ए पठितवान् एम् एस् सि पठितवान् एम् ए एम् एस् सि ग्रामवासि तथापि तस्य पठनविषये बहु आसक्तिः आसीत् इति कारणात् सः पठितवान् मम मम ग्रामे सैयामङ्गळमिति ग्रामः तत्र केवलम् एकः मम पिता एव पठितवान् अन्य सर्वे जनाः अत्र ग्रामवासिनः अत्र व्यवसायमेव कुर्वन्ति सन्ति अतः सः पठितवान् किन्तु मम माता न पठितवती सा लेखितुमपि न शक्नोति कारणं तस्याः ग्रामे कोनेर्राजबनम् इति अन्यग्रामः तत्र व्यवस्था न आसीत् अनन्तरं एका महिलानां विद्या विद्या इति विषये त तस्मिन् काले चिन्तनमपि न आसीत्

इदानीं मम ग्रामः सैय्यामङ्गळं तत्र एकः लघु विद्यालयः अस्ति अनन्तरं कोनेर्राजवुरंमध्ये इदानीम् एकं बृहत् हैयर् सेकण्ड्रि स्कूल् तावत् बृहत् एकं निर्माणम् अभवत् शैक्षणिकरीत्या

आङ्ग्लग्रामेषु आङ्ग्लभाषायाः किञ्चित् प्रयोगः न्यूनम् अस्ति कारणं तत्रत्य शिक्षकः अपि आङ्ग्लं सम्यक् न जानन्ति अतः प्रादेशिकभाषा एव चलति किञ्चित् तस्मिन् विषये किञ्चित् परिवर्तनम् आनयामः चेत् उत्तमतया भवति अधुना सर्वत्र सर्वेषां मनसि एका विद्यायाः आवश्यकता अस्ति इति चिन्तनम् अस्ति अनन्तरं पिता भवतु अनन्तरं माता भवतु पु पुत्रः पुत्री त अत्र विद्यालयं प्रति प्रेषयन्ति पठतु इति वदन्ति अनन्तरम् विद्यालयात् परम् अपि ट्यूशन् इति व्यवसायः अपि कुर्वन्ति अतः तत्र किमपि तादृश पूर्वतनकाले यतः आसीत् पूर्वतनकाले शिक्षा गौणा आसीत् अत्र गृहकार्यं करोतु एतद् करोतु तादृशमेव चिन्तनम् आसीत् इदानीन्तनकाले ग् गृहकार्यं मास्तु तन्निमित्तं सेवकाः सन्ति अनन्तरं पठतु पठनविषये अधिका श्रद्धा अस्ति इति एकः उत्तमः विषयः